अस्माकं क्षेत्रे पर्यावरणीयसमस्याः बह्व्यः बह्व्यः सन्ति एव तत्र प्रामुख्येन आधुनिककाले प्लास्टिक्वस्तूनां उपयोगः अधिकः क्रियते इत्यतः तानि वस्तूनि सर्वत्र क्षिप्यमानाः सन्ति सस्यस्य मूले सस्यमूले नदीमूले समुद्रमूले सर्वत्र जनानां तत्र एकः नियमः इति नास्ति तेषां मनो इच्छा व्यवहरन्ति ते अतः सा बहुविधा समस्या अस्ति एवं वर्षाकाले अतिवृष्टिः भवति कदाचित् अनावृष्टिः अपि भवति सा सापि अत्र समस्या घर्मकाले अपि महती घर्मः अत्र अस्माकं कर्णाटकं दक्षिणक्षेत्रम् अस्ति अतः महान् घर्मः भवति एषा अपि समस्या घर्मनिवारणार्थं जनाः एसि एकं तन्त्रज्ञानं स्वीकृत्य तेन ते तत् तां समस्यां सम्मुखीकुर्वन्ति एवं तत् परिहाराः जनान् जनैः केभ्यश्चित् जनैः कानि केचन जनाः स्वच्छतां कुर्वन्ति प्लास्टिक् वस्तूनां एकं सङ्ग्रहं कृत्वा तस्य दग्धन दग्ध दग्धीकरणं अथवा तेषां कुत्रचित् वपनं इत्यादि कृत्वा तत् परिहर्तुं प्रयत्नं कुर्वन्ति